मम जीवने मम परिवारस्य बहुमूल्यं वर्तते मम परिवारे मम पितरौ स्तः मम पितुः स्वास्थ्यं समीचीनं नास्ति ते पार्किङ्ग्सन् इति रोगेण ग्रस्तः सन्ति अस्मिन् रोगे किं भवति तन्त्रिकायाः रोगम् इदम् यदा ते प्रायः होराद्वयं तु कार्यं कर्तुं शक्नुवन्ति अनन्तरं किं भवति तेषां स्वस्य शरीरस्य उपरि नियन्त्रणं न भवति ते किमपि कार्यं न कर्तुं शक्नुवन्ति ते न वक्तुं शक्नुवन्ति ते चलितुम् अपि न शक्नुवन्ति तर्हि तेषाम् आरोग्यार्थम् अहं बहु चिन्तयामि बहूनां स्थानानां बहूनां चिकित्सकानाम् अहं दार्श दर्शनं कृत्वा चिकित्साम् अपि स्वीकृत्य किन्तु लाभः न अभवत् तर्हि तेषां मौल्यं मम जीवने बहु अस्ति तैः मम पाठितं मम जीवनस्य निर्माणं कृतवन्तः तेन अहम् इदानीम् अत्र अस्मि तेषां मम जीवने बहुमौल्यं वर्तते अनन्तरं मम परिवारः मम पुत्रः पुत्री पत्नी सर्वे मिलित्वा मम एकः परिवारः भवति तेषां सर्वेषां मम कृते बहु सहयोगः वर्तते अतः तेऽपि मम कृते बहुमूल्यं वर्तते